हरिः ओम् नमो नमः शिरी शापी आ आम् अपेक्षन्ते चेत सन्ति किल किन्तु किम् अपेक्षितमिति आं सुधाखण्डः सः अस्ति सन्ति किन्तु कति तर्हि आ दश वा इदानीं तु दश न सन्ति किन्तु यतो हि ओर्डर् भवती प्रेषितवती प्रेषितं चेत् प्रेषयामि अहं नाम सायङ्कालपर्यन्तं लभ्यते आं कृष्णफलकमस्ति किन्तु नाम यद् नाम वाल् कृते अस्ति किल तद् नाम बोर्ड् नास्ति पर्मनेण्ट् मार्कर् अपि सन्ति हा पर्मनेण्ट् मार्कर् तथा च इतोऽपि लेखनपुस्तिका

विंशतिः लेखनपुस्तिकाः इतोऽपि पुनःपूरणी तु इदानीं नास्ति नाम इदानीं कोऽपि तु पुनः पूरणीं न स्वीकरोति लेखनी एव स्वीकृत्वा गच्छति कोऽपि यत् कार्यमस्ति तत् कुर्वन्ति नाम कृष्णवर्णस्य लेखनी हा नाम कति नाम एकं वा नाम दश कथं विंशतिः वा आं ताः तु लभ्यन्ते उत्तरपत्रिका

कदा पर्यन्तम् एतत् सर्वम् आवश्यकम् अग्रिमसोमवासरे पर्यन्तं वा आम् हा अस्तु तर्हि आगमिष्यति इतोक् इतोऽपि किमपि आवश्यकं वा नाम अस्माकं समीपे एकम् एकं स्कीम् आगच्छति नाम गेट् वन् बै वन् गेट् वन् इति यतो हि भवती हा नाम भवती यतो हि किमपि सहस्ररूप्यकाणाम् उपरि किमपि स्वीकरोति चेत् तद् एक्स्ट्रा लभ्यते अस्तु तर्हि शुभदिनम्